हा तत्र तु चिकित्सालयः नाम किलोमीटर् त्रयं गन्तव्यमेव भवति यदि स्केनिङ्ग् इत्यादिकम् अपेक्षितं भवति तर्हि बहु दूरं गन्तव्यं पञ्चदशकिलोमीटर् भवत्येव अतः मम भाति यत् किलोमीटर् त्रये एव तादृशव्यवस्थाः स्युः इति अन्यत्र गन्तव्यम् अवश्यं सम्भवति ग्रामे एष एकः क्लेशः नाम एष एव आरोग्रसमस्यवशात् कस्यचित् किमपि भवति चेत् कोपि द्रष्टुं न भवन्ति इति कृत्वा यदि गृहजनाः सिद्धाः तं नेतुं तर्हि तावदेव जीवनं रक्षितं भवति स्केनिङ्ग् इत्यादिविषये तु दूरं गन्तव्यमेव भवति यन्त्रादीनाम् अभावात् अतः सर्वैः अपि पञ्चदशकिलोमीटर् क्रान्त्वा एव गम्यते